गतवर्षे अविस्मरणीयः विषयः इत्युक्ते गतवर्षे मया आदिशङ्कराचार्यस्य भजगोविन्दं ग्रन्थः ब ब किं तद् भजगोविन्दं न गोविन्दाष्टकमिति ग्रन्थस्य व्याख्यानं मया अकारि

मण् मत्यनुसारं मया तस्य ग्रन्थस्य व्याख्यानं व्यधायि तदनन्तरम् अन्यः विषयः इत्युक्तौ रावणस्य शिवताण्डवस्तोत्रम् इति स्तोत्रं वर्तते तं सम्पूर्णम् अपि स्तोत्रग्रन्थम् अहं प्रतिपद व्याख्यानरूपेण द्रविडभाषायां लिखितवान् अस्य अर्थम् तदनन्तरम् अहं बि ए ग्राजुयेशन् लब्धवान् गतवर्षे

तदनन्तरम् गतवर्षे मया क्षेत्राटनानि बहूनि कृतानि इमे विषयाः अविस्मरणीयाः विषयाः